हा हरिः ओम् नमस्ते महोदय

आं महोदय

आगतं महोदय

एवं वा

आम् आम् मम कारणमस्ति महोदय आमाम्

धन्यवादः महोदय हरिः ओ हा वदतु महोदय अहं ददामि महोदय यदा कदापि यदा आवश्यकं भवति तदा केवलम् आर्डर् ददातु यद् हा अहं सर्वदा सिद्धः अस्मि म सर्वदा सिद्धः एव अस्मि महोदयं कार्यार्थमेव अं सर्वदा समयं ददामि भवान् यदा प्रातः वा मध्याह्ने वा रात्रौ वा कदापि आर्डर् ददातु अहं दास्यामि एव तत्तु

हा अहं ददामि महोदय विलम्बमेव हा हा हा महोदय म महोदय तिष्ठतु वदामि भवान् कदापि सङ्कोचं मा करोतु यदा कदापि समयं नि न्यूनमस्ति इति सर्वदा यदा आवश्यकं भवति तदा भवतः कृते अहं किञ्चित् डिस्कौण्ट् कृत्वा ददामि अन्य अन्येषाम् आर्डर् मा ददातु हा अतः हा हा हा महोदय हा अन्ये यत् कोपि इच्छति चेत् हा तेषामपि वदतु अस्मि मम मित्रः अस्ति तत्रैव आर्डर् ददाति इति हा हा हा करोमि अन्येषां मा अन्येषां मा वदतु महोदय अस्तु महोदय कृपया ददातु अन्येषामपि वदतु राम राम महोदय धन्यवादः